महिलायाः निश्चयेन एतादृशकार्यं करणीयम् एतस्य शिक्षणस्य किम् अधिका आवश्यकता अस्ति पूर्वं एतादृशं न आसीत् वा इति विचिन्तनीयः इदानीं काले निश्चयेन महिलाः एतादृश युद्धकलायाः किं शिक्षणम् अनिवार्यं भवति इत्युक्ते जनाः केचन महिलानां पुरतः अधिकसम्मर्दाः भवन्ति तस्य किन्तु स्वरक्षणार्थम् अपि तस्याः सहायताम् आवश्यकता इत्युक्ते महिलानां पुरतः एतादृशा किम् अव्यवस्था इत्युक्ते यदा अधिक क्रूरता अस्ति तथा सम्यक्रीत्या प्रतिरोधं कर्तुं तेषाम् अवसरः आयाति एतस्य व्यवस्था अस्ति चेत् निश्चयेन तेषां मनो धैर्यमपी वर्धते श धैर्यमपि अधिकतया वर्धते ततः निश्चयेन महिलानां कृते एतस्यां स्वरक्षणेन अपि तस्य सहाय्यं भवति भविष्यति अतः निश्चयेन महिलानां कृते एतस्य प्रशिक्षणं सर्वेषां कृते सर्वजनानां कृते तत् अनिवार्यता अस्ति आधुनिककाले अपि एतादृशकार्यं निश्चयेन आवश्यकम् इति मम अभिप्रायः अतः अतः सर्वासु महिलासु एतस्याः परिशिक्षणं कर्तव्यं करणीयम् इति अभिप्रायः